अहं स्न्याक्स् तत् सर्वं करोमि इदानीं उदाहरणम् अहं पानिपुरि इति तत्र तदेकम् अत्र भारतस्य प्रसिद्धं स्न्याक्स् वर्तते तत् कर्तुं तावत् क्लिष्टकरं किमपि नास्ति प्रथमतया तत् आट अथवा गोधूमं गोधूमस्य यत् चूर्णमस्ति तद् अनन्तरं चिरोटिरव इति एकं लभते तस्य चूर्णं मिश्रं कृत्वा तत् किञ्चित् न्यूनं रूपेण पूरि पूरि करणीयं तैलस्य उप तैलम् उपयुज्य पूरि कुर्वन्ति तथा एव एतदपि करणीयम् एतस्य किम् आयत आकारं किञ्चित् न्यूनः एव भवति अनन्तरम् इदानीं तस्य अन्तः यत्स्थापयन्ति प पूरि पूरि अस्ति तत्र तस्य अन्तः किञ्च किञ्चित् आलू मिश्रितं आलू यदस्ति तस्य मिश्रणं किञ्चित् स्थापयन्ति अनन्तरं यत् पानी अस्ति तस्य पानी मरीचिका तथा अनन्तरं पुदिन अनन्तरं पेप्पर् तत्सर्वं स्वीकृत्य एतद् पानी कुर्वन्ति तथा पानीपूरि इति भवति